ग्रामीण समुदायेषु क्रीडां क्रीडित्वा व्यक्तिः कान् कौशलान् विकसितुं शक्नोति अत्र ग्रामीण समुदायेषु क्रिडां क्रीडित्वा के केपि वा भवन्तु एकः व्यक्तिः बहूनि कौशलान् सह प्राप्तुम् अथवा विकसितुं शक्नोति कथम् इत्युक्ते इदानीम् एकः बालकः वर्तते अथवा एकः व्यक्तिः वर्तते सः कबड्डि वा भवतु क्रिकेट् वा भवतु अथवा वालिबाल् वा त्रोबाल् वा किमपि वा भवतु को को वा भवतु सा क्रीडा क्रीडनेन बालाः कौशलाः वर्तन्ते ते तस्य शरीरे कथम् इत्युक्ते यतो हि सर्वाङ्गिणः विकासः इति तदेव एकः कौशलः वर्तते सर्वाङ्गिणः विकासे शारीरिकः विकासो वा अथवा मानसिकः विकासो वा क्रीडा क्रीडनेन तत्र शारीरिकः विकासः तु सम्यक् भवति किमर्थम् इत्युक्ते तत्र क्रीडायां धावनं भवति गमनं भवति द्रष्टव्यं भवति किम बहूनि क्रियाः तत्र भवन् बह भव्य क्रियाः तत्र भवन् वर्तन्ते बहवः बवन् बहवः भवन्ति नन्तरं सा क्रीडायाः किमपि वा विशेषः विशेषः वा भवतु धावनं वा भवतु अथवा द्रष्टव्यं वा भवतु किमपि क्रीडनं वा भवतु तत्र तेन तया क्रीडया बहवः भव्यः कौशलाः मानव शरीरेषु वर्धन्ते कथम् इत्युक्ते तत्र धावनं भवति चेत् अस्माकम् आरोग्यः अपि सम्यक् भवति अनन्तरं द्रष्टव्यं चेत् द्रष्टव्यानि अधिका दृष्टिः अधिका दृष्टिः अपि अस्माकं लभ्यते नन्तरं एतादृशाः बहवः बहवः क्रियाः कर्त करन् करणेन बहवः कौशलाः त् अस्माकं शरीरेषु वर्धन्ते